दीर्घाचारणं वा भवतु लघु आचरणं वा भवतु तत्र ईशदेव भोक्तव्यं पुनश्च सामान्यं सात्विकमेव भोक्तव्यम् इति न्यायेन सामान्यतया रोटिका एव अत्यन्ता इष्टा तत्र कष्टकरेषु चारणेषु कथं शक्तिरक्षणं क्रियेत् त इत्यस्य प्रश्नस्य उत्तरं फलादिकं भुक्त्वा पुनश्च चारणार्थं कथं सज्जता क्रियते चेत् आदौ च व्यायामादिकम् अत्यन्तम् अवश्यकं ततः पूर्वमपि कीदृशं तद् वातावरणमस्ति इति मनसि निधाय उष्णजलं जलाधिकं वा उष्णवस्त्राधिकम् अपेक्ष्यते अग्रे किमपि मा भवतु वा कश्चन काचित् दुर्घटना न्या न स्यात् अतः औषधाधिकम् अपि अत्यावश्यकमेव